आम् मम मातुलः तु वित्तकोषक्षेत्रे एव कार्यं करोति किन्तु मम तु तावद् वित्तकोषक्षेत्रे तु कार्यं कृतं तावद् इच्छा नास्ति अवश्यं नास्ति कारणम् अहं तु मम पठनं तु प्राक्शास्त्री इति वदति संस्कृतमेव तदनन्तरम् इदानीम् अहं डिग्री इति योगे मध्ये एव करोमि इति कारणेन मम वित्तकोषिक्षेत्रे पठितुमस्ति तदपि न भवति किन्तु वित्तकोषक्षेत्रे पठितुं तावद् आग्रहं तावद् नास्ति इति कारणेन अहं सः तेषां समीपे गतवती अपि अस्मि किन्तु मम तद् दृष्ट्वा मम तावद् मया शक्यते इति मम न भाति किन्तु अहम् इतः तस्य तेषां तेषां किं वदति आरोपणमहं कदापि न करोमि कारणं तेषामपि तेषामपि जोलि तदेव किन्तु अहं कदापि तत्र न गच्छामि अवश्यम् इति कारणेन वित्तपोषक्षेत्रे तु मम तावद् नास्ति